मम स्वक्षेत्रे राजकीयनेता राजासिङ्ग् भवति एषः महोदयः सम्यक् पालनं ददाति स्म ततः राजासिङ्ग् इति सु्प्रसिद्धः राजकीयनेता अस्ति सः सर्वान् स्वपुत्रवत् इत्युक्ते यथा राजा तथा प्रजा इति वदामः खलु तादृशं सः राज्यपालनं करोति ततः यदा रामराज्यं यदा आसीत् तादृशं नास्ति परं यदि वयं वक्तुं शक्नुमः साक्षात् तथा भवितुमर्हति इति एषः महोदयः सर्वान् प्रजान् यत् क्लेशं भवति तत् क्लेशं दूरीकर्तुं सः नित्यं प्रयत्नं कर्तुम् एषः बहु प्रयत्नं करोति स्म तदर्थमेव विंशतिवर्षादारभ्य एतावत् पर्यन्तं तस्य अपजयाः नासन् अत्र तदर्थं राजासिङ्ग् महोदयः उत्तमराजकीयनेता अस्ति इति अहं वक्तुं शक्नोमि